हरि ओं नमस्ते नमस्ते आरक्षक् आरक्षकप्रमुखः वा भगिनी एकं कम्प्लेण्ट् दातव्यम् अस्ति मम तु एकं दूरवाणी आगता एका सः मां बहु पीडयन् अस्ति धनार्थं अहम् अत्र विद्वान् शम्भुभट्टः इति अहं सङ्गीतविद्वान् अस्मि आं सङ्गीतविद्वान् अस्मि हा बहु पीडयन्नस्ति कश्चन सः नाम किमपि न वदति एवमेव बहु पीडयति मां बहुवारं वारं वारं पृच्छति अनन्तरं बहिः गच्छामि चेत् अनुसरामि इति वदति अतः अहं मया किं करणीयं कृपया मह्यं किञ्चित् रक्षणं ददातु इति वक्तुं दूरवाणीं कृतवान् अन्यैः सह तादृशः व्यवहारः नास्ति विद्यमानः व्यवहारः वित्तकोशे एव बहिः व्यवहारः न भवति कार्यक्रमान् दास्यामि तदा धनं यच्छन्ति जनाः प्रायः तत् धनम् एव सम्भावनं दृष्ट्वैव सः एवं प्रश्नं मां पृच्छति प्रायः इति चिन्तयामि न ज्ञायते न ज्ञायते सः ध्वनिः अपरिचितः अस्ति अस्ति अस्ति भगिनी सि सि केमेरा व्यवस्था अस्ति अस्तु अवश्यम् अवश्यं तत्सङ्ग्रहं करोमि भवत्यै दास्यामि हा धन्यवादाः धन्यवादाः